हलो नमस्कारः कोत्र आम् अहमस्मि किम् अवश्यकम् किमपि हा पीठिका आवश्यकी वा अस्तु अस्तु हा ओ एवं वा एवं वा अस्तु अस्तु सन्तुष्टोस्मि अत्र पीठिका आवश्यकी वा इति इ तत्र कस्य वृक्षस्य पीठिका आवश्यकी तत्र तत्र केरवृक्षस्य भवति किन्तु तद् तद् न चिरस्थायि न भवति तत्र तेक् वृक्षस्य हा महागणिवृक्षस्यापि कर्तुं शक्यते भवत्याः तेकवृक्षस्य तथा महागणीवृक्षस्य चन्दनवृक्षस्य वृक्षस्यापि कर्तुं शक्यते चन्दनं हा चन्दनवृक्षं चेद् चन्दनवृक्षः चेद् अधिकं मूल्यमधिकं भवति भवेत् हा सर्वं स्थापितं वा हा अस्तु अस्तु किं किं तत्र करणीयं पीठिकायां किं किं तत्र आं ता तद् करोमि पुनः किं सोपानानि भवितुम् आवश्यकं वा अस्तु ओ आम् आं वयं तथैव कुर्मः वयं पुरातनशैल्यामेव सर्वं कर् कुर्मः आम् अस्तु अस्तु नूतनविज्ञानं च उपयोगः उपयुज्य तत्र क कुर्मः कुर्मः तत्र महागणीवृक्षस्य चेत् द्विसहस्रम् मूल्यकं भवति भवेत् ह द्विसहस्रं द्विसहस्रं भव भवेत् चन्दनवृक्षः चेद् एकलक्षं भवति अस्तु अस्तु द्विसहस्रम् अस्तु एवं कुर्मः